अहं मध्यप्रदेशतः अस्मि मम क्षेत्रे अन्य अन्य क्षेत्रापि वर्तते एकक्षेत्रे महाकौशलम् अस्ति एकं क्षेत्रं दद् मुन्दिल्खण्ड्व अस्ति बुद्नलकण् क्षेत्रे एकः शौर्यवान् प्रतापवान् राजा आसीत् तस्य ना नाम छत्रसालबुन्देल आसीत् छत्रसाल्बुन्देला औरङ्ग्जेबं सह युद्धं कृतवान् एवम् ओरङ्ग्जे जेबस्य सेना सेना तः सः युद्धं कृत्वा विजयापि प्राप्तवान् एवम् अन्यः राज्ञः अन्यवंशः अपि वर्तते अन्य वर् वंशः अस्ति दुर्गावत्याः वंशः राणीदुर्गावत्याः अस्मिन् अस्माकं पाठ्यक्रमे एव पाठ्यक्रमे वयं राणीदुर्गवत्याः शौर्यगाथा एवं वीर्यगाथा वीरगाथा पठितवान् पुस्तके एव राणीदुर्गावती महाकौशलं क्षेत्रस्य एवं गोडवान वंशस्य गोणवानराज्यस्य राणी आसीत् सा अग्बरसह युद्धं कृतवती एवम् अग्बरस्य सेनायाः सह स् सा युद्धं कृतवती एवं विजयं विजयम् अपि प्राप्तवती आदिवासी जनान जनानां जनाः सा वंशतः सा आगच्छति आदिवासी आदिवासी मध्यप्रदेशक्षेत्रम् अर्ध जनाः आदिवासी आसीत् एवं वा मध्यप्रदेशं क्षेत्रस्य राजवंशः आदिवासीतः बहु अधिकसम्बद्धानि वर्तते एवं राजपूतः अपि अपि राजस्थानक्षेत्रस्य राजपूतः अपि अत्र मध्यप्रदेशे रा राज्यं कृतवान् ए राज्यं कृतवन्तः एवं आदिवासीजनाः आदिवासीराज्ञः अपि राज्यं कृतवान् एवं कृतवन्तः